अस्माभिः शालायाम् आर्यभट्टः श्रीनिवासरामानुजं पुनः जगदीशचन्द्र बोस् एतेषां विषये अस्माभिः अधीतम् अस्माकं दशमकक्षायां तेषां पाठादिकम् आसीत् पुनः रामानुज श्रीनिवासरामानुजं सः एवं महान् गणितज्ञः आसीत् एवं गतशशताभ्यामेव सः आसीत् पुनः यदि इतोऽपि किञ्चित् प्राक् पश्यामः चेत् आर्यभट्टः आसीत् वराहमिहिरः आसीत् एते बहु प्रसिद्धाः वैज्ञानिकाः गणिते च पारङ्गताः इतोऽपि पूर्वं पश्यामः चेत् पराशरः आसीत् एवं प्रसिद्धाः गणितज्ञाः